सङ्ग्रहसम्बन्धाः मम बाल्यकाले यदा अहं दशवर्षीयाः बालिका आसं मम पितुः विदेशं गतवान् ततः कानिचन नाणकानि आनीतवान् रूप्यकाणि अपि आनीतवान् तत्सर्वं दृष्ट्वा मम मनसि एतेषां सङ्ग्रहणं इतःपरं मया करणीयम् इति एका इच्छा उत्पन्ना आसीत् तन्निमित्तं भिन्न भिन्न स्थलेषु यदा वयं गच्छामः अथवा बन्धुजनाः कुटुम्बजनाः ये ये विदेशं गच्छन्ति अन्यत्र गच्छन्ति अथवा विदेशतः ये ये गृहं प्रति आगच्छन्ति तान् सर्वान् किञ्चित् पीडनं कृत्वा ततः कानिचन नाणकानि स्वीकृत्य अहं बृहत् एकां कूपी जलकूपी इव एकं बृहत् कूपी आसीत् तत्र मया सङ्ग्रहणं कृतम् किन्तु मम पिता वैद्यः आसीत् अधिकवारं वयं देशं देशं परिवर्त्य गच्छन्तः आसम् आसन् ततः एकवारं यदा लारिमध्ये सर्वम् अपि नाणकानि सर्वाणि नाणकानि सर्वम् अपि तत्र संस्थाप्य प्रेषितानि आसीत् यदा अन्यस्य देशस्य नगरस्य प्रति गत्वा यदा अहं दृष्टवति तद् मात्रं तत्र न आसीत् अहं तु बहू दुःखिता जाता बहु रोदनं कृतवती अनन्तरम् पिता अपि उक्तवान् चिन्ता नास्ति इतःपरं ये विदेशं गच्छन्ति ततः अहम् अधिकानि नाणकानि आनयामि पुनः भवति नाणकानां सङ्ग्रहम् कर्तुम् आरब्धं करोतु एतत्तु विस्मरतु किन्तु अहम् इदानीं पर्यन्तमपि तद्विस्मर्तुं न शक्नोमि किमर्थम् तत्र तु भिन्नभिन्नदेशीयानां नाणकानि रूप्यकाणि आसन् तत्र तु मम दुःखम् इदानीं पर्यन्तं वर्तमानम् एव अस्ति